नूतनपाकनिविधानं ऐमिद्यं ज्ञातुम् इच्छन् चेत तथा टी वी मध्ये एकः कार्यक्रमः भवति सी के चन्द्रमहोदयः तत् कार्यक्र कुर्वन्ति किं कार्यक्रमः मोम्माड्भोजन इत्यायन् इति तत् तानेके सन्ति तथैव इदानीं तु हस्त मोबैल् मध्ये मध्ये अपि अनेके यूट्यूब् चेनेल् इत्यादयः न पाकविषये तत् किञ्चित् न वीडियो कृत्वा प्रन् आरोपयन्ति तद्दृष्ट्वा अहं अहं पाकं कर्तुम् इच्छामि